हरि ओं महोदय अस्माकं गृहे कश्चन कार्यक्रमः आयोजितः तस्मिन् भवतः पाकः भवतु इति मया चिन्त्यते किं वदन्ति आं हा वर्तते श्वः प्रातः आगच्छन्ति चेत् बहु वरम् इति भाति मम कृते हा श्वः कस्मिन् समये आगच्छन्ति आगच्छन्ति इति सूचयन्ति चेद्वरं

हा अस्माकं कार्यक्रमः सार्धनववादने प्रा प्रारप्स्यते तस्मात् प्राक् यदि आगम्यते तर्हि किञ्चित् पाकादिख सज्जीकर्तुम् आनुकूल्यं भवति किं वदन्ति ओ तर्हि भवतां यथा आनुकूल्यमस्ति तथा अस्माकं कार्यक्रमं वयं आयोजयामः आं पुनश्च भवतां पाकादिकं बहु समीचिनतया क्रियते इति सर्वत्र जनश्रुतिः श्रूयमाणा वर्तते अतः भवतां पाकस्य रुचिः कर्तुम् अयमेकः सन्दर्भः इति मया चिन्त्यते हा अतः भवतां पाकः अस्माकं कार्यक्रमे भवतु अन्य अन्ये अपि भवतां पा पाकं रुचिकरम् इति वदन्तु इति मम भा भा भासमानमस्ति पुः तत्र तत्र कार्यक्रमे एवमेव मध्ये मध्ये मध्ये मध्ये लघु लघु पानीयादिकं एवं बहु सम्यक् कुर्वन्ति इति मया श्रुतमस्ति अतः तदपि मध्ये मध्ये योजयन्ति चेत् वरं इति भाति हा हा मया के के सामग्र्याः अपेक्षिताः इति सन्देशः प्रेष्यते हा परन्तु किं एवं कदाचित् अव्यवस्था अपि मध्ये स्यात् पर भवते भवतां पाकः यदि भवति तर्हि तत्र अव्यवस्थादिकं न भवति इति चिन्तयामि अतः यथा अव्यवस्था न स्यात् तथा किञ्चित् पाकादिक पाकादीनां निर्माणं कुर्वन्तु

हा अस्तु अस्तु महोदय बहु बहु धन्यवादाः हा मया उक्ते भवद्भिः आगम्यते इति बहु सन्तोषः प्राप्यमाणः अस्तु यथाशीघ्रं सम्यक् वदन्तु सम्यक् हा विंशतिजनाः भवन्ति तत्र विंशतिजनानां कृते अपि पाकः कर्तव्यः भवति

हा हा यदि हा अहं तु पञ्च पञ्च पञ्चदशसहस्रं दातुं शक्नोमि इतोपि यदि अपेक्षितं सामग्र्याः क्रेतव्याः इति चेत् अहमितोपि अधिकं दातुमपि शक्नोमि तस्य विषये चिन्ता मास्तु हा श्वः कार्यक्रमस्य पाकः बहु समीचिनः स्यात्

हम् अस्तु महोदय धन्यवादाः